भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिः तत्र पूर्वं संस्कृतभाषायामेव सम्भाषणं सर्वं चलति स्म ग्रन्थादिकमपि संस्कृतभाषायामेव वर्तते अनन्तरं कालान्तरे नष्टप्रायः पुनः इदानीं सर्वकारतः विश्वविद्यालयतः संस्कृतभारती इत्यतः संस्कृतभाषायाः प्रचारः विकासः सञ्जायमानः वर्तते तत्र परिवर्तनं दृश्यते एव केषुचित् ग्रामेषु संस्कृतमाध्यमेन एव सम्भाषणं प्रचलति